मया आपण मध्ये प्राप्तं कपाटीका अतीव सुन्दरम् अस्ति तद् दृष्ट्वा अतीव सुन्दरम् अस्ति परन्तु तद् दुर्लभमेव दुर्बलमेव अहं किञ्चित् वस्त्राणि तस्य उपरि स्थापितं परन्तु तस्य पादं दुर्बलः इति कारणात् तद् अधः पतितः एषा कपाटीका जनानां कृते दुष्टमेव